आ आर्य अहं उक्तवान् खलु मुखक्षालन द्रवं स्वीकृतवान् इति मौत् वाष् रात्रौ उपयोगं कृतवान् प्रातः उत्तमं आसीत् उत्तमा अनुभूतिः आसीत् परन्तु उपाहारखादनसमये पश्यामि तत्र जिह्वायां रुचिरेव नास्ति भोः मम पत्नी सम्यक् एव करोति सा उत्तमतया पाकं कृतवती परन्तु तस्य द्रवस्य कारणात् तत्र रुचिरेव नास्ति भोः एतद् मनसि निधायैव तस्य द्रवस्य उपयोगः कार्यः